आदौ संस्कृतभाषायाम् अष्टविधव्याकरणानि आसन् परन्तु वयमिदानीं पणिनीयव्याकरणमेव अनुसरामः किमर्थम् एतत् उक्तवान् इत्युक्ते काले काले संस्कृतभाषायाः प्रयोगः परिवर्तनं जातम् इति वक्तुं अस्मिन् काले संस्कृतभाषायाः उपरि अपि अन्यभाषायाः प्रभावः विद्यते कथं वदामि इत्युक्ते प्लास्टिक् इति शब्दस्य उपयोगं कुर्मः संस्कृतभाषायां वा भवतु कन्नडभाषायां वा भवतु आङ्ग्लभाषायां वा भवतु आदौ वयं प्लास्टिक् इत्येव वदामः नो चेत् कार् कार् यानम् अथवा कन्नडभाषायां कारु इति वदामः गते कालः गतं परन्तु संस्कृतभाषायाः उपरि अपि अन्यभाषायाः प्रभावः जातमस्ति एवं स्पष्टः अस्ति यद्य काले काले संस्कृतभाषायाः उपरि अपि परिवर्तनं जातमस्ति जायमानमस्ति इति